विविधान् ऋतूनां प्रभावाः गहनाः भवन्ति प्रत्येकस्य ऋतोः ऋतोः विशेषताः वातावरणे भवन्ति यैः विभिन्नानि वसन्तयः उत्तमं विकासं कुर्वन्ति वसन्ते ग्रीष्मे शिशिरे च ऋतुश्रेणीषु विशेषाणि विशेषाणि तन्त्राणि उपायाः च उपयोगिनः भवन्ति प्रारम्भे वसन्तऋतुः जीवनस्य नवोत्कर्षस्य प्रतीकं भवति अज अनेन काले तु तुषारः विनष्टो भवति तापमानं मध्यमं भवति च अतः अन्न वि अत्र विभिन्नानि सुमस विभिन्नाः सुमनाः यथा गुलाबः मल्लिका इत्यादयः सुलभतया विकसन्ति एतानि पुष्पाणि न केवलं सौन्दर्यार्थम् उपयुज्यन्ते अपि तु सुगन्धितानां ते तैलपानाम् सुगन्धितानां तैलपानां निर्माणे अपि उपयुज्यन्ते ग्रीष्मऋतुः उद् उष्णत्वं वस् वहति एतस्मिन् काले जलस्य सङ्कटः भविष्यति अतः इतराणि तन्त्राणि अवलम्बन् अवलम्बनीयानि भवन्ति जल सं जलसञ्चयनं प्रमुखं भवति एतस्मिन् काले आहारजनकानि सस्यानि यथा करवीरः मधुकः इत्यादयः उत्तमविकसन्ति ग्रीष्मे विशेषतः औषधीयानां गुणानां सस्यानां त्वरीतं त्वरितं विकासं कुर्वन्ति उदाहरणार्थं तुलसी अश्वगन्धा इत्यादयः सस्याम् औषधीय प्रयोजनाय उपयुज्यन्ते शिशिरऋतुः तुषारयुक्तः शीतलः च भवति एतस्मिन् काले शी शीतोपेक्षानि सस्यानि यथा आर्द्रकः लवणाङ् लवणाङ्कः इत्यादयः उत्तमं विकसन्ति एतानि तु पोषक पोषक सम्द् संवृद्धानि भक्ष्यानि सन्ति ये मनुष्याणां स्वास्थ्यं रक्षितुं सहाय्यं कुर्वन्ति उपायाः च तन्त्राणि यथा रुचिं वर्धनीयानि भवन्ति प्रत्येकमस्मिन् ऋतुम् सस्या वि सस्यविकासस्य ज्ञानम् आवश्यकं योग्या भूमिः जलप्रणालिः च अत्यन्तम् आवश्यकम् आवश्यकम् एतैः उपायैः यथा कालानुसारं सस्यानि उत्तमं विकसन्ति तथाः तैः स्वास्थ्यं सुगन्धम् औषधीयं च लभन्ते अतः ऋतूणां प्रभावं ज्ञात्वा यथा समयं योग्यम् उपायं कृत्वा सस्यविकासः अत् कर्तव्यः अस्माकं कर्तव्यः अस्ति अतः वयं सर्वे मिलित्वा कृत्वा धारितैः विद्यमानपादपैः अधिकपादपान्न उत्पादयितुं तन्त्राणि उपयुज्य उपयुक्तम् अत्यन्तम् अत्यन्तम् आवश्यकम् अस्ति